अस्माकं क्षेत्रे भल्लातकः आम्रफलं पनसफलं ग्रीष्मकाले फलं दास्यन्ति जायफलं कोक्को नारिकेलः कदलीफलं निम्बफलं इत्यादिनः वर्षपूर्ति फलं यच्छन्ति पूगफलं कृष्णमरीचिका शैत्यकाले फलं यच्छन्ति